अस्माकं प्रदेशे प्राधान्येन जनाः कृषिकार्यं कुर्वन्ति जीविकार्थं केचन जनाः बहु बहुजनाः आपणव्यवसायं कुर्वन्ति प्रमुखतः अत्र ग्रानैट् यन्त्रशाला अस्ति सामान्यतः द्विशतस्य उपरि त्रिशतं पर्यन्तं केवलं ग्रानैट् शुद्धीकरणं यन्त्रशाला आस्ति तत्र एतत् कार्यम्